अहं चित्रकलायाः प्रारम्भं तृतीयकक्षायाम् आरब्धं तदानीं मम रुचिः मम भगिन्याः चित्रं दृष्ट्वा आगतं सा विद्यालये यदा पठति स्म तदानीं तस्य कृते ड्रयिङ्ग् तस्याः कृते ड्रयिङ्ग् पिर्यड् भवति तस्य कृते होम्वार्क् अपि शिक्षकः यच्छति शिक्षकः यच्छति तदर्थं सा गृहे गृहं प्रति आगत्य गृहे एव चित्रं निर्माति तद् दृष्ट्वा एव मम मनसि अपि आगतम् अहम् अपि चित्रं करोमि इति तदनन्तरं तस्य चित्रकलायाः कृते सा एव मां पाठितवती तदनन्तरं शनैः शनैः अहं चित्रं कृतवान् पुनः मम गृहस्य पार्श्वे एकः मूर्तिकारः अस्ति तस्य मूर्तिघटनादिकं दृष्ट्वा मम मनसि अधिकतया रुचिः आगतं तदानीम् अहं चित्रकलायाः प्रारब्धं पुनः तत्र मम इष्टः चित्रकारः अस्ति रविवर्मा सः कर्नाटकीयः एव मम वयः तस्य वयः अपि इदानीं पञ्चविंशतिः अस्ति सः सम्यग् रूपेणम् चित्रं करोति तद् दृष्ट्वापि मम मनसि इदानीं कर्तुम् इच्छा भव आगतमस्ति चित्रं चित्रम् एवं भवति चित्रं वयम् अस्माकं मनसि यत्किमपि चिन्तनमागच्छति तत्सर्वं तत्र स्थापयितुं शक्नुमः तत्र चित्रयितुं शक्नुमः तदर्थं मम मनसि एवं चिन्तनमागतम् अहम् अवश्यं किमपि वा करोमि जीवने चित्रं तु अवश्यं करोमि चित्रकला म सम्यगस्ति